मम राज्ये तावत् परमपूजनीयाः पूज्यपुरुषाः सन्ति रामचन्द्रभट्टकोटेमने वर्याः ते च मम गुरवः सन्ति प्रस्तुते तेषां सकाशात् मया बहु अधीतम् अध्ययनं कुरु कुर्वन्नस्मि च ते मम जीवनविज्ञानं पाठयन्ति पुनश्चा आङ्ग्लभाषामपि पाठयन्ति विविधाशास्त्राणि अपि पाठयन् पाठयन्ति जीवने यत् यद्यत् अपि अपेक्षितं तत्सर्वं पाठयन्ति जीवनयापनार्थं सम्यक्तया यापनार्थं किं किम् अपेक्षितं तत्सर्वमपि ते सम्यक्तया पाठयन्ति ते बहु अनुभूताः सन्ति जीवने तेषां बहु अन अनुभवः वर्तते ते च मम कृते बोधयन्ति अपि च अन्यः एकः धर्मः धार्मिकः अस्ति तेन मया किमधीतं नाम वेदान् पुनश्च कदाचित् व्याकरणम् अधीतम् इत्यादि विषयाः मया अधीतं पुनश्च मम गुरवः ये च सन्ति ते आभारतम् अटितवन्तः पुनश्च ते अखिलभारत गुरुकुलस्य संरक्षकाः सन्ति कर्नाटकीयगुरुकुलस्य गुरुकुलप्रकल्पस्य अपि ते मार्गदर्शकाः सन्ति तेषां सकाशात् मया अधीतं बहु अस्ति वक्तुं तु न शक्यते मम जीवने केचन सन्ति एते एतादृशाः जनाः परम पूज्याः तेषाम् उपरि मम महान् गौरवः वर्तते तथैव पालयामि च